साधारणतया अहं साधारणं पाकम् एव कर्तुम् इच्छामि यथा ओदनं सूपं व्यञ्जनं शाकानि पायसम् इत्यादिकं किमर्थमिति चेत् तस्सर्वं वयं खादामः चेत् तस्मादेव खाद्यात् अस्माकं मनसि सम्यक् विचारः आगमिष्यति येन वयम् उत्तमं कार्याणि कर्तुं प्रभवामहे अतः एव तादृशं वयं पाकं कर्तुं सर्वे अपि इच्छामः अहमपि तादृशमेव इच्छामि दक्षिणभारतीयम् उत क्याण्टीन्मध्ये पाकविषये वदामः चेत् अत्र मुख्यरूपेण जनाः साम्बार् इत्यादिकं खादन्ति सम्यगस्ति बहु तैलं य इत्यादिकं तु न योजयन्ति तद् स्वास्थ्यस्य कृते बहु हितकारकं भवति पुनश्च नारिकेलस्य उपयोगमपि अत्रत्य बहूनि कर् कुर्वन्ति यत्र यत्र देशेषु खाद्यानि वर्तन्ते तेषां तेषाम् इच्छानुगुणं ते एव स्वीकर्तुं शक्नुवन्ति केचन इच्छन्ति दक्षिणभारतीयानां खाद्यं पुनश्च केचन न इच्छन्ति अपि खाद्यन्तु समानः परन्तु वयम् अधिकं तैलयुक्तं खाद्यं नैव स्वीकर्तव्यम् इति विचारः